फ़्रीकी डान्सिन् इतिबेज् इत्यस्य आत्मकता अस्ति यः उन्मत्तः माराका स्विङ्गिङ्ग् नर्तकः अस्ति यः नवतितमे दशकेषु ब्रिटिश् पाप् सङ्गीतस्य जगति हेप्पी मण्डेस् इत्येतैः सः अस्तव्यस्तयात्रायां सहागतः आसीत् रीक् स्वस्य प्रतिलिपिं कार्यालयं प्रति आनयत् येन अहम् एकदिवसे ऋणं गृहीतुं शक्नोमि अहं महत् दोषं कृतवान् सम्पूर्णे संस्थायाः शान्ततमे कार्यालयक्षेत्रे अहं पुस्तकम् उद्घाटितवान् पठितुम् आरब्धवान् प्रायः तत्क्षणमेव अनियन्त्रितरूपेण हसितुम् आरब्धवान् मम परितः परिश्रमि ऐ टी दलात् प्रद्भ्यां दृष्टिं प्राप्य बेज् इत्यस्य वन्यसर्पेण सह तस्य प्रारम्भिकसमागमनस्य वृत्तान्तं पठित्वा अहं स्वयं परिहर्तुं न शक्तवान्